हरिः ओम् नमोनमः एतत् चन्द्रशेखरमहोदयः खलु आम् भवन्तः छायाग्रहणं कुर्वन्ति खलु परश्वः वा हा एवमेव मम मित्रेण दत्तं परश्वः भानुवासरे एकं मम गृहे निश्चितार्थमासीत् विवाहपूर्वछा विवाहपूर्वछायाग्रहणमपि करणीयमासीत् किञ्चित् परश्वः भवन्तः रिक्ताः सन्ति वा एवं प्रायः मु तस्य मुहुर्तं आम् तत्रैव अत्र श्रुङ्गगिरौ एव मेणसे इति अस्ति खलु तत्रैव आगच्छन्तु अहं तत्र यत्र आगन्तव्यं तस्य लोकेशन् इति कथयन्ति खलु तत्प्रेषयामि भवतां वाट्सप् सङ्ख्यायां प्रेषयामि जालपुटे अहं प्रेषयामि तत्र आगच्छन्तु दूरवाणीं कुर्वन्तु न ज्ञायते चेत् एवं प्रायः हा श्रिङ्गेरि श्रृङ्गगिरौ तत्र किलोमिटर् द्वयमेव भवति तत् ज्ञायते ज्ञायते वा अहं प्रेषयामि तत् हा एवञ्च प्रायः नववादने मुहूर्तकालः वर्तते तदपि छायाग्रहणं करणीयं वर्तते एवञ्च विवाहपूर्वछायाग्रहणमपि किञ्चित् तस्य स्थानानि अत्रैव परितः अस्माकं वाटिकायां क्षेत्रे इत्यादिषु कुर्मः किञ्चित् भवन्तः किमपि तत्र अपेक्षितसामग्रीः आनयन्ति चेत् तदपि अत्रैव योजयामः अस्माकं गृहस्य पुरतः वा अत्रैव भवन्तः किञ्चित् पश्यन्तु यत्र सम्यक् आगमिष्यति भवतां तत्र अनुभवः अधिकं भवति अस्मत् अस्मादपेक्षया किञ्चित् पश्यन्तु प्रातः किञ्चित् पूर्वम् आगमिष्यन्ति चेत् तत् किञ्चित् चर्चां कर्तुं शक्नुमः प्रायः प्रातः आरभ्य सायं त्रिवादनपर्यन्तं वा चतुर्वादनपर्यन्तं वा भवेत् तत्र कतिव्ययः भवति सामान्यतया पञ्चदशसहस्रं किञ्चित् अधिकमिति भासते खलु एवं वा हा हा ओ सर्वं मिलित्वा एता एतावत्वा ओ एवं वा तत् द्रोणः अपि अस्ति वा भवतां एवं वा अस्तु अस्तु अस्तु पञ्चदहशहस्रमिति उक्तं खलु अस्तु पश्यामः तत्र अपेक्षिसामग्रिः आनयन्ति खलु भवन्तः एवं वा एवमेवम् अस्तु आम् कतिदिनानन्तरं नाम बहु विलम्बं तु न करिष्यन्ति खलु छायाचित्रस्य न न तत्तु प्रति तस्य एडिटिङ्ग् इत्यादिकं कृत्वा प्रत्यर्पणं बहुकालं स्वीकुर्वन्ति छायाग्राहकाः इति प्रसिद्धिः एव वर्तते खलु अतः भवन्तः एवं न कुर्वन्ति खलु एवमेवं सम्यक् सम्यक् एकस्मिन् दिने एव नापेक्षते दिनत्रयं खलु किञ्चित् सामान्यं चित्रं किञ्चित् प्रेषयन्तु दतनन्तरं पश्यामः सर्वमपि एवमेवम् अस्तु नववादने साक्षात् आगमिष्यन्तु तत्पश्यामः अत्र किञ्चित् अस्तु अस्तु धन्यवादः